ब्याड्मिण्टन् हाकि टेनिस् क्रिकेट् गोल्फ़् फ़ुट्बाल् रेसिङ्ग् इत्यादिक्रीडाः प्रसिद्धाः सन्ति अत्र काश्चन क्रीडाः सन्ति ताः क्रीडाः न केवलं बालाः क्रीडन्ति अपि तु ज्येष्ठाः क्रीडन्ति वृद्धाः च क्रीडन्ति यथा भारते पश्यामः चेत् क्रिकेट् इति क्रीडा बहु प्रसिद्धा क्रीडा वर्तते तत्र पञ्चवर्षीयबालाद् आरभ्य षष्टिवर्षपर्यन्तं यः वृद्धः अस्ति सोऽपि क्रिकेट् क्रीडितुम् इच्छुकः वर्तते गृहं गृहं पश्यामः चेत् सर्वे क्रिकेट् क्रीडने मग्नाः दृश्यन्ते नाम लघुबालः स्वस्य पित्रा सह पित्रा सह अपि क्रिकेट् क्रीडां बाल्यकाले क्रीडति एवं च मातॄणां विषये पश्यामः चेत् शालायां केचन उत्साहाः भवन्ति तत्रविशेषरूपेण मातॄणां कृते अपि क्रीडाः दृश्यन्ते नाम आदौ तु केवलं पुरुषाः अथवा बालाः क्रिकेट् कबड्डि इत्यादिषु क्रीडासु आसन् किन्तु इदानीन्तनकाले महिलाः अपि ताः क्रीडाः क्रीडन्ति भारते ऐ पि एल् इत्यादिकं क्रिकेट् विषये म्याचेस् तु भवन्ति एव तं विहाय स्वस्य गृहे नगरे अथव लघु लघु म्याचेस् भवन्ति तत्र न केवलं बालाः क्रीडन्ति अपि तु ज्येष्ठाः अपि क्रीडन्ति तत्र महिलानामपि सहभागः भवति इति एकः विशेषः अस्ति क्रिकेट् विहाय अन्या क्रीडा भारते प्रसिद्धा नाम ब्याड्मिण्टन् प्रायः सर्वाः बालिकाः अथवा बालाः बाल्यकाले स्वस्य पित्रा सह अथवा मात्रा सह एव ब्याड्मिण्टन् क्रीडति तेनैव तस्य ज्ञानं तत्र वर्धते रुचिः वर्धते एवं च ब्याड्मिण्टन् अपि महिलाः क्रीडन्ति इदानीं नगरे पश्यामः चेत् रात्रौ यदा मनोरञ्जनार्थं सर्वे गृहात् बहिः आगच्छन्ति तदानीं वाटिकायां केचन वि अटनं कुर्वन्ति काश्चन महिलाः तत्र ब्याड्मिन् ब्याड्मिण्टन् क्रीडन्ति अतः ब्याड्मिण्टन् इति द्वितीया क्रीडा अस्ति या भारते ज्येष्ठाः अपि क्रीडन्ति एवञ्च फ़ुड्बाल् अपि दृश्यते हाकि इत्यादिक्रीडाः अपि ज्येष्ठानाङ्कृते दृश्यते एताः क्रीडाः प्रसिद्धाः न सन्ति किन्तु क्वचित् कुत्रचित् ज्येष्ठाः अपि एताः क्रीडाः क्रीडन्ति कबड्डि इत्यादिकं यद् अस्ति तत्र किञ्चित् बलस्य अपेक्षा अस्ति अतः प्रायः ज्येष्ठाः ताः क्रीडाः न क्रीडन्ति किन्तु मनोरञ्जनार्थं पश्यामः चेत् सामान्यक्रीडाः याः भवन्ति ताः अवश्यं ज्येष्ठाः अपि क्रीडन्ति